स्टें विश्वविद्यालयेषु कलाशालायां च ग्रामीणबालकानां अध्ययनार्थं भिन्नभिन्नाः प्र अवकाशाः प्रकल्पिताः एव जनाः आगच्छन्ति तेषां यदि आङ्ग्लमाध्यमेन पाठनं भवति तदा ग्रामीणबालकाः तेषाम् आङ्ग्लसामर्थ्यम् आङ्ग्लभाषाभाषणसामर्थ्यं भाषासामर्थ्यं कथम् अस्ति इति ज्ञातव्यमस्ति तदेव प्रायः तत्र एव प्रायः ग्रामीणबालकः क्लेशम् अनुभवति क्लेशमनुभवति नो चेत् बहु भिन्नभिन्न आरक्षणानि तु सन्ति एव यदि आरक्षणं नास्ति तथापि किञ्चित् विशेषकार्याः कार्याणि यदि कल्पयामः ये ये यैः तत्र ब ग्रामीणबालकः तेषां तेषां भाषाविषये तत्र किञ्चित् वर्धनं प्राप् प्राप् प्राप्नुवन्ति तदा सम्यक् भवति तथा एव किञ्चित् वेषभाषा वा वेषभूषादिकरीत्या

अन् अन् अन्यैः बालकैः सह किञ्चित् कर् किञ्चित् स् समन्वयम् आवश्यकं भवेत् तत्तु सामान्यतः ग्रामीणबालकाः तत्र अध्ययनम् अध्ययन अवधौ एव ते ते अनुभवन्ति ते एव पठन्ति जानन्ति इति मम मतः